अनन्ता वै वेदाः इति उच्यन्ते तासु वेदेषु वेदव्यासैः विभागं कृत्वा चत्वारि वेदानि अस्माकं दत्तानि ते एव ऋग्वेदयजुर्वेदसामवेद अथर्ववेदाः इति तत्र अन्यदपि सूक्तिः वर्तते त्रयी इति वेदस्य नाम नाम ऋग्वेदयजुर्वेदसामवेदः इति तथा अहं तत्र ऋग्वेदे आश्वलायनशाखाम् अधीतो वर्तते तथा काण्वयजुर्वेदे नाम कृष्णयजुर्वेदे माध्यन्दिनस् शाखा इति वर्तते तदहं नाधीतम् अध्ययनं कर्तव्यं तासां विशेषः कः इत्युक्ते तत्र ऋग्वेदम् छन्दोबद्धः यजुर्वेदं गद्यः सामवेदं गानरूपेण भवति अथर्ववेदम् ऋग्वेदवदेव उच्यन्ते इति विशेषः